अन्यभााषातः संस्कृतं प्रति अथवा तद्विरुद्धं भाषान्तरं बहुधा मया न कृतम् किन्तु शालासु पाठनसमये तत्र अनुवादः करणीयः भवति अनन्तरं परिक्षार्थमपि तत्र अनुवादभागः भवति ते कन्नडे अथवा आंग्लभाषायां यच्छन्ति बालैः संस्कृतभाषया लेखनीयं भवति अथवा संस्कृतभाषया दत्तं भवति बालैः कन्नडभाषया अथवा आंग्लभाषया तद् लेखनीयं भवति एवं भाषान्तरम् मया कृतं तद्विहाय अन्यथा भाषान्तरं मया न कृतम् वस्तुतः भाषान्तरकरणं अतीव क्लिष्टम् यतोऽहि मूलमात्रभाषायां यः भावः भवति सः भावः यदा भाषान्तरं क्रियते अन्यभाषायां सा सः भावः सर्वथा न भवति